युद्धकलानां शिक्षणे मम अनुभूता समस्या का इत्युक्ते भोजनमेव सवेलायां सुवेलायां च भोजनं स्वीकरणीयः एवम् युद्धस्य अभ्यासानन्तरं किञ्चित् समयं विरामरूपेण आलसः नाम रेस्ट् कृत्वा तद् मध्ये आहारा आहारादि कार्याणि भोक्तव्यानि तदनन्तरम् किञ्चित् समयम् निद्रा कृत्वा एवमेव अभ्यासं प्रारम्भनीयम् इति मत्पक्षः